मम प्रदेशे सामान्यतया जनाः कृषिमेव कुर्वन्ति एताः वृत्तयः एवं च कृषिं कुर्वन्ति एवं च व्यापारं कुर्वन्ति एताः वृत्तयः मण्डलस्य अर्थव्यवस्थायां सम्यगेव योगदानं ददति यतो हि अन्नं तु मनुष्याणां प्रधान आवश्यकं वर्तते अतः एव यदि अधिकांशजनाः कृषौ एव स्वमनोनिवेशं कुर्वन्ति चेत् प्रदेशे खाद्यस्य समस्या न भवति एवं च उत्पादं सम्यक्तया भविष्यति चेत् जनाः सो सम्यक् रूपेण स्वस्य जीवनं परिपालयितुं शक्नुवन्ति शक्नुवन्ति अतः कृषिः तु मम मण्डलस्य अत्यन्तं सम्यगस्ति अतः एव जीवनशैल्यां च सम्यक् रूपेण योगदानं ददति मम प्रदेशे स सर्वकारस्य कृते शिक्षकरूपेण एवं च डाक्टर् रूपेण बहवः जनाः अपि कार्यं कुर्वन्ति तेषां जीवनशैली तु यद्यपि कृषकाणाम् अपि कृषक् कै कैः अपेक्षा अत्यन्तं समीचीनं वर्तते तेपि सम्यग्रूपेण योगदानं ददति यतो हि जनानां सेवां कुर्वन्तीति